सर्वप्रथमं मया मुद्राणां सङ्ग्रहणं कृतम् आसीत् विविधदेशानां मुद्राणां सङ्ग्रहणं कर्तुम् इच्छामि यथा अमेरिकादेशे डोलर् भारतदेशे रुपया बेलारूसदेसे रूबल् म्यानमारदेशे क्यात् चीनदेशे यान् इजिप्ट्देशे पौण्ड् एवं भिन्नभिन्नदेशानां मुद्राणां सङ्ग्रहणं कर्तुम् इच्छामि